शिक्षणव्यवस्थायां संस्कृतस्य महत्पूर्वमेव वर्तते जूनियर् कलाशालायां डिग्रि कलाशालायां द्वितीयभाषारूपेण शिक्षणं सः शिक्षकरूपेण कार्यं कर्तुं शक्यते संस्कृतजनाः तत् अत् अनन्तरं तत्र तत्र व्यक्तित्वविकासे मत् विकाससमये अपि सम्यक् भवति भगवद्गीता पाठनं एतदपि शिक्षणविषये बहु सम्यक् इदानीन्तनकाले सर्वे जनाः भगवद्गीतां रामायणमहाभारतमित्यादीनां शिक्षणं दातुं बालकानां शिक्षनं दातुम् इच्छन्ति अतः शिक्षनव्यवस्तायां संस्कृतस्य बहु महत्त्पूर्वं वर्तते इति अहं चिन्तयामि